अस्माकं देशः कृषि प्रधानः देशः अस्ति सर्वेषु गृहेषु कृषिकार्यं भवति बालकाः बहवः कार्या तु दृष्ट्वा एव शिक्षति तथा च अधुना तु आधुनिक समये बहवः बालकाः दूर् दशनं दूर्भाषे दृष्ट्वा एव सर्वं शिक्षति यथा कृषिकार्यं दृष्ट्वा शिक्षति तथैव ते अन्यानि कार्याणि अपि स्वतः एव दृष्ट्वा श् श्रुत्त्वा शिक्षति यथा बालकः पशुपालनं लघुव्यापारः सूत्रकर्मकलां पिष्टनिर्माणं कुक्कुट्पालनं दुग्ध शाला कार्यं तथा च अन्यानि अपि कार्याणि ते दृष्ट्वा श् श्रुत्वा एव शिक्षति तस्यां कृते कापि शिक्षकस्य आवश्यकता न भवति